भारतीयसंस्कृतौ पारम्परिकनृत्यरूपाणां महत्तम् अस्ति यतो हि भारतीयसंस्कृतिः पारम्परिकनृत्तेण उज्वलितं भवति पारम्परिकनृत्तेन भारतीयसंस्कृतेः विशेषं प्रतिफलितं कर्तुं शक्यते उत्तमः पारम्परिकः नर्तकः भवितुं बहुगुणाणाम् आवश्यकं भवति उत्तमः पारम्परिकः नर्तकः भारतीयसंस्कृतेः मूलं तथा विशिष्टं किम् इति विषये ज्ञातव्यं अर्थात् भारतीयसंस्कृतेः मूलगुणं नर्तकानं भवितव्यं तथा च भारतीयसंस्कृतेः सर्वेषां नियमानं विषये ज्ञान आहरणम् उत्तमः पारम्परिकः नर्तकानं कृते आवश्यकः सन्ति